मया तु कदापि समुद्रे तरणं न कृतं तथा नद् नद्यादिषु एव कृतं विद्यते तत्र तु महातरङ्गादिकं न भवति समुद्रे तावत् निश्चयेन महातरङ्गादिकं भवत्येव तत्र तरणं किञ्चित् क्लेशकरमेव भवति तावत् सारल्येन तरणं कर्तुं न शक्यते तथापि के कश्चन अभ्यासः क्रियते चेत् तत्रापि तरणं कर्तुं शक्येत परन्तु मया तु न कृतम् इत्यतः मम अनुभवः नास्ति तत्र परन्तु अग्रिमकालेषु तत्र समुद्रेऽपि तरणं कर्तुं शक्यते तत्र यदि अभ्यासः क्रियते तर्हि तदपि निवारयितुम् इत्युक्ते तत्रत्य कष्टादिकमपि निवारयितुं शक्यते अतः सद्यस्तावत् मया नद्यादिषु एव तरणं कृतं विद्यते